वेदानां यदि अध्ययनं करणीयं चेत् षडङ्गैः वेदैः सह अध्ययन् अध्ययनं भविष्यति वेदानां विभाजनम् एव षडङ्गैः वर्तते अहं षडङ्गेषु ज्योतिषविद्यां विषयं पठामि ज्योतिषविषयं नक्षत्रशास्त्रं खगोलशास्त्रं वर्तते अस्मिन् शास्त्रे तेषां वर्णनं भवति पुनः तैः सह कुण्डल्यः निर्माणं भवति कुण्डली किं भवति यदा जातकस्य जन्म भवति तदा तस्मिन् समये आकाशे ये ये ग्रहाः यत्र यत्र आसन् तेषां प्रतिचित्रणम् एव जन्मकुण्डल्यां भवति तेनैव सह पुरुषस्य वा जातकस्य सम्पूर्णजीवनस्य चित्रणं तस्मिन् भवति तेनैव फलादेशः ज्योतिषमाध्यमेन क्रियते ज्योतिषं अपि त्रिविधः वर्तते होराशास्त्रं संहिताशास्त्रं पुनश्च सिद्धान्तशास्त्रम् तेषु अहं मुख्यतया होराशास्त्रं पठामि इत्युक्ते फलितज्योतिषं पठामि अनेनैव शास्त्रेण अहं जातकस्य फलादेशं कर्तुं शक्नुवन्ति शक्नोमि अथवा अनेनैव शास्त्रेण फलादेशः क्रियते पुनः सिद्धान्तज्योतिषं वर्तते सिद्धान्तः किं कथं जन्मकुण्डल्याः निर्माणं भवति तस्य यत् सिद्धान्तं तत् सिद्धान्तज्योतिषं वर्तते पुनः संहिताशास्त्रं वर्तते संहिताशास्त्रे किं वर्णितं वर्तते यत् अस्मिन् ब्रह्माण्डे वा अस्मिन् संसारे यत्किमपि प्रकृत्या भवति तस्य वर्णनं संहिताशास्त्रे भवति यथा उल्कापिण्डः वृष्टिः भूकम्पः जलवायुः इत्यादीनां वर्णनं संहितासास्त्रे एव भवति आकाशे पिण्डानां गत्या यद् यद् अनन् अन्तरं भवति अथवा ग्रहाणां सञ्चारवशात् यदि जगति एकस्मिन् एकस्मात् राशितः अन्ये अस्मिन् अन्यस्मिन् राशौ यदि गच्छति तदा किं किं भवति तेषां वर्णनं संहिताशास्त्रे मिलति अतः त्रयः स्कन्धाः मिलित्वा एव ज्योतिषस्य निर्माणं भवति इति